तदनन्तरं किं तद् सत्यनारायणपूजा उत नो चेत् कार्तिकदीपोत्सवः इति भवन्ति ए एतेषु पूर्वोक्तेषु उत्सवेषु तत्र तत्र तावत् सङ्गणकप्रदर्शनं विद्यते किन्तु तथा कृते अपि केचन पुण्यमनुष्याः सांस्कृतिकवर्धनार्थं तत् सांस्कृतिकवर्धनेन एव सामाजिकस्य वर्धनम् अपि भवितुं शक्यते यतः एकेन शुष्कवृक्षेण वासितेन सुगन्धिना इति किञ्चनं सुभाषितं वर्तते तद्वत् इत्थम् उत्सवानां सामाजिकरूपेण कृते सांस्कृतिकरूपमपि वर्धिष्यते इति आशयः इति आशयः किन्तु अयं कार्यक्रमः कथं सहकरोति इत्युक्ते तत् सम्मेलने राष्ट्रस्य सद्विषयः यः वर्तते सः तस्य कार्यक्रमस्य अन्ते यदि सम्यक् रूपेण जनरञ्जकरूपेण उच्यते चेत् तत् नूनं सहयोगं करिष्यत्येव नास्त्यत्र संशयः